भाषासु संस्कृतभाषा प्रमुखा भवति सर्वे सर्वासु भाषासु संस्कृतभाषा प्रधानं मुख्या भवति सर्वेषां भाषानां मूल्यं संस्कृतं भवति इत्यतः प्राकृतपालीभाषा इत्यादयः अपि संस्कृतभाषया सम्बद्धः अस्ति